एतावत्पर्यन्तम् अहम् एकस्यां गीतस्पर्धायां पुनः वक्तृत्वस्पर्धायां सहभागं स्वीकृतवती किन्तु यावती ती सिद्धता आवश्यकी तावतीं सिद्धताम् अहं न कृतवती यदि अहं पुनः कस्यां स्पर्धायां कलायाम् अहं सहभागं स्वीकर्तुम् इच्छामि तर्हि तत्र सङ्गीतं मध्ये शास्त्रीयसङ्गीते मम रुचिः अस्ति अतः गीतस्पर्धायां अहं सहभागं स्वीकर्तुम् अधिकम् इच्छामि तथैव वक्तृत्वे मम रुचिः अस्ति किन्तु तावत् ज्ञानं पर्याप्तं ज्ञानम् मम समीपे नास्ति यदि अहं सर्वं लिखित्वा वक्तृत्वं सादरीकरोमि तर्हि सम्यक्तया सादरीकर्तुम् इच्छामि इति मम दृढविश्वासः तु अस्ति एव